षड् वेदाङ्गेषु व्याकरणं सर्वप्रथमं महर्षिणा महर्षिपाणिनिः व्याकरणस्य आरम्भं कृतवान् पाणिनिः संस्कृतभाषायाः महान् वैयाकरणः तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः व्याकरणं नाम व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति व्याकरणस्य बहवः ग्रन्थाः सन्ति यथा महाभाष्यं सिद्धान्तकौमुदी वाक्यपदीयं भूषणसारः अष्टाध्यायी इत्यादयः सम्प्रति व्याकरणरूपं वेदाङ्गस्य प्रतिनिधिः व्याकरणम् एकमेव मन्यते पाणिनीयं व्याकरणम् इति महर्षिपाणिनिना प्रायः चतुस्सहस्रैः अल्पाक्षरैः सूत्रैः संस्कृतभाषायां कृतम् अत्र वार्तिककाराः महाभाष्यकारः अपि वार्तिककारः महाभाष्यकारः अपि भवन्ति व्याकरणस्य प्रमुखविषयाः सन्धिः कारकम् अव्ययं नामलिङ्गानुशासनम् इत्यादयः सन्ति अत्र एका कथा अस्ति माहेश्वरेण अ इ उण् इति चतुश् इति चतुर्दश सूत्रं महा माहेश्वरात् एव एतानि एतानि चतुर्दशसूत्राणि सूत्राणि आगतानि ततः एव व्याकरणस्य आरम्भं जातम् इति